मया हम्पीप्रदेशे प्रवासार्थं गतं तदेव अत्यन्तं विशिष्टं सुन्दरञ्च रमणीयञ्च चारणं मम कुतः इति चेत् सर्वेषाम् अपि पूर्वजानां विजयनगरसाम्राज्यस्य समग्रं चित्रणं तत्र उपलभ्यते सर्वेषां सर्वेषामपि धर्मीणां राज्ञाम् अवनतिकाले धर्मस्यापि अवनतिकाले धर्मस्य परिरक्षणार्थम् उत्थापकाः उत्थापकाः आसन् ते विजयनगरसाम्राज्यजनाः तस्मात् ते अत्यन्तम् अत्यन्तम् सुन्दरतया राज्यस्य अर्थादिव्यवस्थां पालितवन्तः कर्नाटकस्य एतत् प्रदेशस्य समीचीनतया उद्धारम् अकार्षिरन् अपि च मया आगुम्बे निकटे अर्थात् चिक्कमङ्गलूरुगमनकाले आगुम्बे निकटे अत्यन्तं विशिष्टः सूर्यास्तः सूर्योदयः च दृष्टः वर्तते अत्यन्तं सुन्दरं रमणीयं च आसीत् इति